अस्माकं ग्रामे शाटिकाव्यापारः तु सम्यक् चलति वस्त्रापणस्य व्यापारः एवं मार्गे मार्गे लघु भोजनानि भवन्ति तेषामपि व्यापारः सम्यक् चलति यदा बालाः अथवा छात्राः विद्यालयं वा विश्वविद्यालयं वा त्यक्तवा आगच्छन्ति तदा बुभुक्षिताः सन्तः मार्गे खादन्ति बहु अतः सः व्यापारः सम्यगेव चलति सः विशिष्टः व्यापारः इति मे भाति एवमेव शेर् मार्केट् इत्यपि व्यवहारः अधुना आधुनिकप्रपञ्चे चलतस्ति सोऽपि सम्यकिति भाति यतोहि बहिर्लोके स्वपरिचयं विना अपि स्वपात्रत्वं विना केवलं धनस्थापनेन केनचित् लाभः सम्पाद सम्पादयितुं शक्यते इत्युक्तौ शेर् मार्केट् एव भवितुमर्हति एवम् अन्तर्जालेपि केचन कार्यं कुर्वन्ति गृहादपि कार्यं कुर्वन्ति इति व्यापाराः एतादृशः मया बहु इष्यन्ते भोजनव्यवस्था अपि सम्यक् भवति व्यापारद्वारा